स्वास्थ्यसेवा सामाजिकसहकारः गौरवस्य च दृष्ट्या वृद्धेभ्यः ज्येष्ठेभ्यः अस्माकं प्रदेशे समस्याः अपि सन्ति सहकारः क्वचित् वर्तते प्रथमं समस्यायाः विषये जानीमः समस्या तावत् षड्रिपवः ये भवन्ति ततः आविर्भूताः भवन्ति तदतिरिच्य यथाकथञ्चित् पश्यामः समस्या न उद्भवति एव अन्या अन्येषामुपरि ईर्ष्या द्वेषः क्रोधः लोभः मात्सर्य एतेषु एव समस्यायाः उद्भवः जायते इति मे मतिः तत्र भाषादृश्या भाषादृष्ट्या क्षेत्रदृष्ट्या शिक्षणदृष्ट्या साक्षरतादृष्ट्या संस्कृतिदृष्ट्या इति विभिन्न ममकाराः लोके दृश्यन्ते एतेषु समस्यायाः उद्भवः जायते सामान्यतया अस्मदीयः भवति चेत् सामाजिकसहकारः अधिकः दृश्यते अन्यस्य अन्यजातीयः अन्यक्षेत्रे क्षेत्रात् समागता अथवा अन्यभाषाभाषिणः भवन्ति चेत् व्यवहारः भिद्यते इति लोकरीतिः एवमेव ज्येष्ठानां संरक्षणे तेषां सहयोगकरणे तेषाम् आदरस्थापने कदाचित् अधुनातनसमाजे जनाः विरलाः दृश्यन्ते तेषां सहना सहनशीलता अधिका नास्ति पुनः गुणेषु परिवर्तनं दृश्यते पुनः भिन्नभिन्नसमस्याः व्यस्तताः अधिकाः समसामयिकसमाजे जायमानाः सन्ति येन कारणेन वृद्धानाम् उपरि अवधानम् अधिकतया नास्ति इत्येव अहं चिन्तयामि यद्यस्ति तर्हि वि वृद्धाश्रमाः न्यूनाः भवन्ति स्म अतः समस्याः एतावत्पर्यन्तम् उक्ताः सहकारोपि क्वचित् दृश्यते येषां गृहे बहुधा समस्याः सन्ति परं धनमदिकमस्ति येषां गृहे शक्तिः अधिका अस्ति राजनैतिकीशक्तिः सामाजिकीशक्तिः यथाकथञ्चित् भवतु परं पुत्रः पुत्री न स्तः अथवा गृहे बान्धवाः सर्वेपि त्यक्त्वा गताः अथवा सः अथवा सा एकाकिनी एकाकी अस्ति तादृशाः जीवने ये वैयक्तिकदृष्ट्या पतिताः धनं यद्यपि अस्ति तादृशाः बहुधा साहाय्यं कर्तुम् अग्रे आगच्छन्ति केचन एवमपि सन्ति ये संस्कृतिं प्रति रुचिं दर्शयन्ति भारतीयतां प्रति रुचिं दर्शयन्ति तादृशाः अग्रे आगत्य सहकारं कुर्वन्ति समाजस्य पक्षद्वयमपि युगपत् चलतीति अहं चिन्तयामि एकस्मिन् पार्श्वे समस्याः सन्ति अन्यस्मिन् पार्श्वे सहकारोपि क्वचित् जायमानः अपि अस्ति इति मे अभिप्रायः